वार्तामाध्यमाः ग्रामक्षेत्रेषु पर्याप्तविषयान् दर्शयन्ति वा इति वयं सम्यक् ज्ञातुं न शक् वक्तुं न शक्नुमः कुतः इति चेत् तत्र ये राजकीयनेतारः भवन्ति ते तु स्वकीयवार्ताः एव प्रचारं कुर्वन्ति परम् जनानां कृते यत् योगदानं भवितव्यं तादृशानि वार्तानि तत्र प्रचारे न भवति तेषाम् अवगमनायापि न ज्ञातुवन् न ज्ञातुं ते श् न शक्नुवन्ति कुतः इति चेत् केवलं प्रान्तवार्ताः एव तत्र प्रचारं कुर्वन्ति तत्र तु तत्रापि तेषां वार्ताः एव प्रचारं कुर्वन्ति ग्रामक्षेत्रेषु इतोऽपि वार्ता वार्ता प्रसारणाय माध्यमानि न सन्ति एव इति वक्तुं शक्नुमः परम् अद्यतनकाले सोशल् मीडिया माध्यमेन ते किञ्चित् ज्ञातुं शक्नुवन्तः सन्ति तथापि इतोपि आवश्यकम् इति अहं भावयामि तत्र ग्रामे यत् कार्यालयं भवति तत्र कार्यालयेषु भित्तिपत्रेव नास्ति चेत् स्थानिकवार्तापत्रिका वा यदि भवन्ति चेत् तेषां कृते अधिकं योगदानं भवतीति अहं भावयामि